अहं तावत् प्रतिदिनं पत्रिकां पठामि सर्वान् अपि पठामि तत्र पत्रिकालेखकाः केचन समीचीनाः वर्तन्ते अनन्याभट्ट भगिनी अनन्तरं दिव्या हेगडे भगिनी दृवासर्जा इत्यादयः केचन वर्तन्ते अन्ये तु तावत् सम्मीक् सम्मीचीनाः न यतोहि ते यथावत् न लिखन्ति अन्ये हा एते तु समी सम्यक् यथावत् लिखन्ति यद्घटितं वर्तते तदेव सम्यक् तस्य विषये अध्ययनं कृत्वा इतोपि एकवारं तद् तस्य विषये स्पष्टतां सम्पाद्य अनन्तरं ते पत्रिकासु लिखन्ति अतः ते एते एव एताः एव भगिन्यः महोदयश्च पत्रिकालेखकाः समीचीनाः वर्तन्ते एते तु सम्यक् तस्य विषये अध्ययनं कृत्वा तस्य विषये दृढं सम्यक् समीचीनं व्य विषयः अस्ति वा अयम् इति सम्यक् दृष्ट्वा ते लिखन्ति अतः ते एव समीचीनाः वर्तन्ते ते तु प्रतिदिनम् इदमेव कार्यं कुर्वन्ति पत्रिकायां तेषां लेखनम् आगच्छति अहं तु विशेषेण बा दिव्या हिगडे भगिन्याः अहं लेखनं पठामि यतोहि सा यत्र यत्र घटनाः संवर्तयन्ति तत्र तत्र गत्वा अध्ययनं कृत्वा ते स्वयं दृष्ट्वा सर्वं अनन्तरम् आगत्य तस्य विषये स्वाध्यायं च कृत्वा अन्यैः सह चर्चां कृत्वा अनन्तरं पत्रिकायां लिखति अनेन सर्वेभ्यः जनेभ्यः समीचीनः विषयः प्राप्तः भवति यदि एवं न कुर्वन्ति तर्हि अन्येभ्यः मिथ्या विचारः एव प्राप्तः भवति अनेन अस्माकं प्रदेशेषु सम्यक् अभिवृद्धिः अपि भवति यदि एवं यथावत् कथयन्ति पत्रिकासु अनेन सम्यक् अस्माकं प्रदेशेषु तस्य रेस्पान्स् भवति एवं तत्र एताः एव सम्यक् समीचीनाः वर्तन्ते पत्रिकालेखकाः